सर्वेषां देशानाम् अपेक्षया तु अस्माकं भारतदेशस्य आरोग्यव्यवस्था इदानीं सम्यकेव अस्ति परन्तु यादृशं वातावरणम् अस्माभिः इदानीं वर्तमाने अस्माभिः दृश्यते तादृशं परियावरणं तादृशं वातावरणं यदि बहुकालं यावत् भवति चेत् अस्माकं भारतदेशः अपि आरोग्यव्यवस्थायां किञ्चित् न्यूनतां प्राप्नोति अतः भारतस्य आरोग्यव्यवस्था इदानीं तु सम्यकेव अस्ति तादृशं कष्टं नास्ति परन्तु तस्याः व्यवस्थायाः भारतस्य इदानीन्तन व्यवस्थायाः बहव्यः समस्याः वर्तन्ते तत्र यथा वयं पश्यामः चेत् एका महती समस्या तु अस्माकं भोजनस्य अस्ति अस्माकं यदा इदानीं पाश्चात्यानुगुणम् इदानीं सर्वे जनाः तान् दृष्ट्वा भोजनं कुर् कुर्वन्ति ते चिन्त्यन्ति एतद् अस्माकं रुचिकरम् अस्माकम् जिह्वायाः रसप्राप्तये सम्यक् अस्ति परन्तु तत् भोजनम् अस्माकं स्वास्थ्यं स्वास्थ्याय सम्यक् नास्ति तथा च अस्माकं पाश्चात्य अस्माकं पुरतः या पाश्चात्य संस्कृतिः अस्माभिः दृश्यते तस्य प्रभावः अस्माकं संस्कृते अस्माकम् आरोग्यव्यवस्थायां बहु प्रभावं जनयति तत्र बहव्यः समस्याः वर्तन्ते यतोहि भोजनव्यवस्था वस्त्रव्यवस्था तथा च वाचनव्यवस्था सर्वं बहुप्रकारकाः तत्र बहुप्रकारकाः वर्तन्ते